स्मृतिविचारे बहवः विचाराः अस्ति बहवः बहवः बहवः विचारास्सन्ति काले काले परिवर्तमानेषु स्मृतिविशारेषु विचारेषु एकवाक्यता तु न भवति एवं सत्यम् अतः सम्प्रदायः तस्य समन्वयः कथं करणीयम् इत्यत्र विचारः करणीयः काले काले परिवर् परिवर्तमानः कालः कालः निरन्तरता अस्ति स्मृतिः पुराणकालादेव प्रचलिष्यते मनुस्मृतिः तथा महाभारतं श्रीमद्भगवद्गीता अपि स्मृति ग्रन्थं ग्रन्थं विचारे विचारे अदिगम्यते भवद्गीतायाम् अष्टादश अध्यायास्सन्ति भवद्गीतायां अर्जुनविषादयोगे मनुष्यः अथवा पुरुषः कथं विच् विचारं करणीयं तथा अस्माकं मनस्थितिः कथं भवेत् भवेयुः इति विचारे विस्त्रीयते तथा ज्ञानयोगः साङ्ख्ययोगः इत्यादि अनेक योगविषये अपि नित्य जीवनस्य परिवर्तनं पुरुष पुरुषः तथा मनुष्यः कथम् जीवितुं शक्यते तस्य विचारः कथं भवेयुः कथं विचारणीयम् इति विषये अपि भगवद्गीतायाम् उक्तं तथा स्मृतिकालः प्राचीनकालः एवञ्च आधुनिककाले स्मृतिविषये विचारेषु अथवा स्मृतिविषये एकवाक्यता न भवति न अस्ति अतः साम्प्रदायिकं तस्य समन्वयः करणीयं कथं करणीयम् इति सम्प्रदाये स्मृतिविचारः विचारं मत्वा मनुष्यः तस्य स्मृतिविचाराणां प्रति अनुकरणं तथा विचारम् अवधेयं कर्तव्यम् इति मन्यते